मम क्षेत्रे तन्त्रज्ञानं सर्वैरपि सम्यक् उपयुज्यते तन्त्रज्ञानव्यवस्थां अवलम्ब्य सर्वेपि स्व स्व कार्याणि कुर्वन्ति यथा शिक्षकाः पाठन काले पि पि टि प्रजन्टेशन् कृत्वा प्रभावीरूपेण कार्यसम्पादयन्ति तथैव विद्यालये छात्राणां विवरणादिकं सङ्ग्रहितुं एवं सरलताय च सङ्गणक् यन्त्राणाम् उपयोगः क्रियते तन्त्रज्ञानस्य सहाय्यं प्राप्तुं जनाः कष्टं न कष्टं नानुभवन्ति